भारते सर्वे चायं प्रीत्या पिबन्ति अहमपि चायं पातुमिच्छामि चायं कथं करणीयं कथं करणीयम् इत्युक्ते उष्णोदके चायाचूर्णं शर्करां स्थापयित्व बहु सम्यक् उश् उष्णं उष्णोदकं कृत्वा तत्र इतोऽपि क्षीरमपि स्थापयित्वा सम्यक् उष्णं कृत्वा चायम् उष्णीकृतचायं क कर्हि कारयित्वा एकं चषके स्थापयित्वा पिबामः